हा छात्रा हा आगच्छतु कतिदिनं पाट् पाठशालाम् आगच्छति किल भवान् भवती भवान् महोदय कथं पठति भवान् प कथं पठनस्ति उत्तमरीत्या पठनस्ति वा भवान्

उत्तमरीत्या एव वर्तते अत्र किमपि चिन्ता मास्तु विद्याविषये वा नो चेत् अन्य कमपि विषये वा चिन्ता मास्तु तस्मिन् विषये किमपि संशयः वा अस्ति वा इत्युक्ते हा हा अध्यापकाः तु उत्तमरीत्या पाठयन्ति सम्यक्रीत्या पाठयन्ति ते प्रत्येकम् एकैकमपि सम्यक् श्रद्धया स्वीकुर्वन्ति हा वदतु ह्म्

सम्यक् उत्तमं भवतः तु उत्तमं कार्यम् उत्तमं चिन्तनमपि अस्ति अस्मिन् विषये उद्योगविषये वा नो चेत् उद्योगानन्तरं सेवा इत्युक्ते उद्योगं कुर्वन्नपि सेवामपि वयं कर्तुं शक्नुमः तस्मिन् विषये अपि अस्माकम् शिक् शिक्षकाः उपाध्यापकाः अध्यापकाः सम्यक्तया बोधयन्ति तस्मिन् विषये चिन्ता मास्तु यावत् यत् इच्छति भवान् तत् स्वीकर्तुं शक् शक् शक्नोति भवान् यत् उद्योगम् इच्छति तस्मिन् विषये सम्यक्तया अस्माकम् अध्यापकाः बोधयन्ति तस्मिन् विषये किं चिन्ता मास्तु भवतः कृते हा वदन्तु इतोपि हा हा शुल्कं तु न्यूनमेव न्यूनमेव भवति चिन्ता मास्तु तस्मिन् विषये अपि अत्र तु एकमासः मासः तु एकमासे एकमासार्थं तु कति सहस्रं भवति तावदेव एकसहस्रम् वर्षे द्वादशसहस्राणि हा हा द्वादशसहस्राणि हा तावदेव हा अस्तु ह्म् सूचयतु सम्यग्भवति विद्याविषये वा अन्य अध्यापकानां व्यवहारशैली वा सर्वमपि सम्यग्भवति हा सांस्कृतिककार्यक्रमाः अपि भवन्ति इत्युक्ते क्रीडाः अनन्तरं नृत्यं नृत्यानि नृत्यानि अनन्तरं योगाविषये अपि एवं भिन्नभिन्न कार्यक्रमाः अपि प्रचलन्ति अत्र ह्म् अस्तु हा कि क्रीडार्थमपि बृहत् किं क्रीडाङ्गणमेव अत्र वर्तते चिन्ता मास्तु तस्मिन् क्रिडा भिन्नभिन्न क्रीडाः भवन्ति अत्र इत्युक्ते कबडि वा खोखो वा हा यदिच्छति तत् अस्तु अस्तु वा हा धन्यवादः धन्यवादः धन्यवादः